पर्यावरणसंरक्षणार्थं वृक्षारोपणं तथा च शौचालयस्य प्रयोगः अनिवार्यः करणीयः कूडा कर्कटादिकम् अवकरः अवकरकण्डोलेषु एव स्थापयितव्यं तथा च इति कार्टून् चित्रमाध्यमेन स्वच्छतायाः सन्देशः दातव्यः प्लाश्टिक् इत्यस्य उपयोगः अस्माभिः न करणीयः स्वच्छता अस्माकं जीवनस्य महत्वपूर्णम् अङ्गं वर्तते स्वच्छतया एव आरोग्यं भवति इति सन्देशः देयः तेन जागरूकता भवति